विवाहादिषु अपि च यत्र यत्र बृहत्कार्यक्रमः भवति विवाहः अनन्तरं जात्रामहोत्सवः गृहं गृहप्रवेशः इत्येवं रूपेण कार्यक्रमाः भवन्ति तत्र सर्वेषां व्यवस्थानां सत्त्वेऽपि जलस्य आवश्यकं महत्त्वं प्राप्नोति जलस्य प्राधान्यं बहु भवति अतः तत्र ज यदि जलस्य उपयोगः न्यूनीकर्तव्यः अनन्तरं त जलं जलस्य व्यर्थः अपि न भवेत् व्यर्थता अपि न भवेत् एवं यदि अधिकम् अधिकजनेभ्यः अपि जलं दातव्यं तर्हि ज पानजलस्य व्यवस्था तु एवं क्रियते बृहत् बृहत् क्यान् मध्ये आनीयते पञ्चविंशतिलीटर् युक्तं क्यान् नास्ति चेत् एवम् अधिक प पञ्चाशत् लीटर् युक्तं क्यान् आनीयते एवं यदि आधिक्येन जलस्य न्यूनः उपयोगः क्रियते इदानीं तु न्यूनः उपयोगः कर्तव्यः परन्तु सर्वेपि जलं या यथा इच्छानुसारं जलं जलस्य व्यर्थः व्यर्थतां जलस्य व्यर्थं कुर्वन्तः सन्ति जलं तदभावे जलस्य उपयोगः न्यूनीकर्तव्यः ततः येन अग्रेऽपि जलस्य जलप्राप्तिः सम्यक् भवति म वृष्टिः अपि इदानीं सम्यक् न जायमाना तदर्थमपि जलस्य अभावः महति महान् वर्तते तत्र इदानीं कूप्यामपि जलं यच्छन्ति के के येषाम् इच्छानुसारं तेषां सामर्थ्यानुसारं ते कूप्यां वा अथवा लि पञ्चविंशतिलिटर् युक्तं क्यान् आनयिष्यन्ति ततः पात्रेषु जलं स्थाप्य ततः पानजलस्य व्यवस्थां कुर्वन्ति इत्येवं रूपेण एके ते जनाः तेषां सामर्थ्यानुसारं पञ्चविंशतिः लीटर् युक्तम् युक्तेषु क्यान् मध्ये वा अथवा कूप्यां वा जलम् आनीय विवाहादिषु बृहत् कार्यक्रमेषु जलं व्यवस्थापयन्ति